भारतीयसमाजे मतधर्माणां पात्रं बहु मुख्यरूपेण वर्तते किमर्थम् इत्युक्ते अत्र भिन्नभिन्नधर्माणां जनाः निवसन्ति भारतीयजनाः विविधतां एकताविषये एव प्रसिद्धाः प्रत्येकधर्मस्य जनाः अन्यधर्मं गौरव गौरवं प्रदर्शयन्ति भारतीयाः सर्वे भिन्न भिन्नभिन्नधर्माचरणं कुर्वन्ति तथापि मित्रतां प्रदर्शयन्ति अन्यमतानां जनाः सर्वेपि एकः अन्यस्य धर्मस्य विषये गौरवं स्थापयित्वा सन्तोषेण जीवित्वा अस्माकं भारतदेशस्य नाम उन्नतशिखरे नेतुं सहायः कर्तव्यः तदा एव विविधतायां एकतां साध्यं सा साधयितुं शक्यते प्रत्येकधर्मस्य जनाः अन्यधर्मस्य आचरणविषये जनानां विषये गौरवं प्रदर्शनीयं तथा तेषां आचरणं मध्ये अपि गौरवं प्रदर्शनीयं एवं करोति चेत् सुलभतया विविध विविधतायां एकतां साधयितुं शक्यते